अहम् रामायणं महाभारतं भागवतं पठन्ती अस्मि सुन्दरकाण्डं ललितासहस्रनामं मुकपञ्चशती अपि पठन्ती अस्मि एतानि सर्वं पठनाय मह्यं बहु रोचते इदानीं रामायणम् अयोध्याकाण्डं पठन्ती अस्मि श्रीमन्नारायणीयमपि पठन्ती अस्मि